हा धन्यवादः अहं भवते कथं धनं प्रेषयामि यु पि ऐ द्वारा वा गूगल् पे द्वारा वा पे टि एम् द्वारा वा अथवा अन्या कापि सुविधा अस्ति वा धनं प्रेषणार्थं